संस्कृतभाषिणः स्वव्यक्तित्वं भाषाद्वारा नाम संस्कृतभाषाद्वारा अभिव्यञ्जयन्तः सन्ति कथमिति चेत् संस्कृतभाषा अमृतभाषा वर्तते तत्संस्कृतभाषा भाषणेन सम्भाषणेन अस्माकं संस्कृतिः तथैव वर्तन्ते यथा पूर्वस्मिन् काले आसीत् तस्मात् ये संस्कृतभाषिणः सन्ति ते एतत्संस्कृतभाषाद्वारा तेषां व्यक्तित्वं विकसनं भवति तस्मात् संस्कृतभाषा भाषिणः संस्कृतसम्भाषणेन स् स्वव्यक्तित्वं अभिव्यञ्जयन्तस्सन्ति एतत् संस्कृतभाषायाः सामर्थ्यम् इति वयं जानीमः